अहम् उक्तवान् मम निवासनगरमस्ति भाग्यनगरं भाग्यनगरे तु प्रमुखनगरमस्ति भारतदेशे अस्माकं भारतदेशे तत्र तु प्रभुत्वम् एवम् प्रैवेट् वैद्यशालाः सन्ति वैद्यव्यवस्था तु अत्युत्तममेव अत्युत्तमम् इति अहं वक्तुं शक्नोमि कारणं किम् अत्र प्रभुत्ववैद्यालयेषु अपि सम्यक्तया वैद्याः तिष्ठन्ति सम्यक्तया वैद्यमपि कुर्वन्ति एवमेव प्रैवेट् विषये विषये तु सर्वाणि ब बृहत् वैद्यशालाः सन्ति स्टेट् ओफ़् द आर्ट् वैद्य व्यवस्थाम् अपि प्राप्तुं शक्नुमः किन्तु सामान्यजनानुकूली भवन्ति वा इति पृच्छामः चेत् प्रभुत्ववैद्यशाला शालायां प्रति एव सामान्यजनाः गच्छन्ति किन्तु तत्रापि सम्यक् रूपेण प्राप्तुं ते प्राप्तुं शक्नुवन्ति केनापि तत्र छारिटि समाजः सः सः सामाजिका समाजसेवा तत्पराः वैद्यशालाः अपि सन्ति एल् वि प्रसाद् ऐ सेण्टर् इति सन्ति अस्ति तत्र नेत्रं विषयिकवैद्यं प्राप्तुं शक्नुमः उचितरूपेण अपि मिलति अतः सामान्यजनानुकूली वैद्यशालाः अपि सन्ति इति अहं वक्तुं शक्नोमि एवं वृद्धजनानां प्रति अपि प्रत्येकवैद्यशालाः सन्ति एवमेव होमियोपति आयुर्वेदं विषये अपि वैद्यशालाः सन्ति होमियोपति वयं जनीमः न्यूनातिन्यूनं स्वल्पं शुल्कं स्वीकृत्य तत्र वैद्यं मिलति आयुर्वेदविषये अपि अत्र वै वैद्यशालाः सन्ति प्रत्येकवैद्यशालाः सन्ति तत्रापि वैद्यं प्राप्तुं वयं शक्नुमः अतः अतः अतः अस्माकं भाग्यनगरे वैद्यकीयव्यवस्था सम्यक् एव अस्ति सामान्यजनानुकूली अपि भवन्ति अस्तु धन्यवादः